क्रीडेषु त मम बहु रुचिः नास्ति तत्कारणेन अहं तु न जानामि क्रीडाङ्गणे क्रीडाकार्यक्रमे कीदृशं सञ्चालनं सञ्चालनं करोति चेत् किन्तु अहं बहुवारं मम विश्वविद्यालये क्रीडा भवति क्रीडाकार्यक्रमं भवति तत्र बहुवाराणां सं सञ्चारणं शृणोमि तत्र तु क्रीडकस्य मने स्फूर्तेः कृते तस्य सहायतां करोति यत्किमपि एवं सञ्चालनं स सञ्चालनं करोति तद् बहु सम्यक्तेन सञ्चालनं करोति अग्रे यत्किमपि टीम् भवति तस्य उत्साहस्फूर्तेः कृते सञ्चालनं करोति तदेव अहं दृश्यामि अधुना तु न जानामि